मम सङ्ग्रहे तथा मम बाल्यकालस्य बह्व्यः बहूनि वस्तूनि सन्ति तेषु अत्यन्तं प्रियतमं नाम मम पुस्तकं तेन सहैव मया के कानिचन पारितोषिकाण्यपि प्राप्तानि तान्यपि मम अत्यन्तम् इष्टतमानि यदा कदाचित् समयः प्राप्यते ममा तानि दृश्यन्ते मम पुस्तकानि पठ्यन्ते किमर्थं नाम तदानीन्तन अक्षरं मम भिन्नमासीत् इदानीन्तनमक्षरं भिन्नं तदानीन्तनचिन्तनं इदानीन्तनचिन्तनम् इत्यादीनां तुलनात्मक अभ्यासः अथवा तुलनात्मकं चिन्तनं कर्तुं मया सर्वदा इष्यते तेन सहैव याः याः पूर्वतनस्मृतयः मम बाल्यकालस्य स्मृतयः ताः सर्वाः अपि जागृताः भवन् जागरिताः भवन्ति तत्काले तानि दिनानि स्मर्यन्ते ते क्षणाः स्मर्यन्ते कदाचित् तद्दृष्ट्वा अहं मित्रै मित्रैः सह दूरवाण्यां सम्भाषणं करोमि अतः तानि दिनानि स्मर्यन्ते इति कृत्वा मया सङ्ग्रहेषु पुस्तकं मम पारितोषिकञ्च बहु इष्यते